तन्त्रज्ञानविकासेन मम तु महान् लाभः जातः किमर्थं नाम स्मार्ट्फोन्तः एव सर्वविधकार्याणि कर्तुं शक्नोमि या कापि सूचना सूचनां ज्ञातुं स्मार्ट्फ़ोन् यदि उद्घाटयामि तत्र कलाशालातः सूचना आगच्छति तत् पठित्वा झटिति यत् कार्यं मत्कृते दत्तवन्तः तत् कार्यं तत् कार्यं शीघ्रं कर्तुम् अहं शक्नोमि एवं स्मार्ट्फ़ोन् द्वारा एव धनप्रेषणं भवति धनस्वीकरणमपि भवति तत्र समयस्य नष्टः न भवति नाम समयः मिलति तत् समयः अन्यकार्यकृते दातुं शक्नोमि अन्यत् कार्यं कर्तुं शक्नोमि एवं स्मार्ट्फ़ोन् तः एव बहुविधसमाचारान् जानामि स्वीकुर्वन् अस्मि